मम इष्टतमः सङ्गीतप्रकारः सेड् सोङ्ग् लोफ़ी सोङ्ग् मिक्स् सोङ्ग् इत्यादि अस्ति कारणम् एतेषां श्रवणेन मम बहु आनन्दं जायते एवं च मेटेलिक् सोङ्ग् अपि यदा कदा अहं शृणोमि परन्तु सर्वापेक्षया मम सेड् सोङ्ग् इत्यस्य एव तत्र श्रवणे आनन्दम् आयाति